पूर्वं यत् फेनकं मया क्रीतं तत् बहू समीचीनम् आसीत् यदारभ्य अहं तस्य प्रयोगं करोमि तदारभ्य मम शरीरं प्रकाशते एव इत्युक्ते मम शरीरस्य मलितन मलिनता नस् नश्यति किन्तु पुनः किञ्चित् दिनपूर्वं यत् फेनकं मया क्रीतं तद् फेनकं सम्यक् न आसीत् तस्मिन् न्यूनता जाता गुणवत्तायाः न्यूनता जाता पूर्वं ये गुणाः आसन् ते गुणाः तस्मिन् न सन्ति एव कारणम् अहं तस्य प्रयोगं कृतवान् स्नान समये तत्परं मम शरीरं कण्डूयते कण्डूयनेन मम शरीरं शरीरे व्रणाः उत् उत्पन्नाः अतः अहम् एतादृशवस्तु फेनकं प्रोडक्ट् पुनः न क्रिणामि